नमस्ते महो आ भगिनी

अस्माकं समीपे निष्पावः गृञ्जनकं शीघ्रुः कारवेल्लम् आलुकम् अनानसः मरीचिका कूष्माण्डः उर्वारुकम् शुण्टि आम्रफलानि नारिकेलः एवं बहुनि शाकानि विद्यन्ते भवति कानि शाकानि क्रेतुम् इच्छन्ति हां अवश्यं प्रेषयामः भवत्याः उपनयनकार्यक्रमः कदा अस्ति

ओ तथा वा तर्हि नवमदिनाङ्के प्रेषयामः चेत् पर्याप्तं भवेत् वा पर्याप्तं वा तर्हि नवमदिनाङ्के प्रेषयामि किन्तु किं किं शाकं कति अपेक्षितानि इति भवति अनन्तरं लिस्ट् प्रेषयति वा हां हां हां अस्तु अनन्तरं तत्रेव पाचकमहोदयः आगत्य पाकं करोति वा हैलो तत्र हां निष्पावः शिघ्रुः आलुकं कारवेल्लं मरीचिका गृञ्जनकम् अनानसः कूष्माण्डः नारिकेलः आम्रफलानि शुण्टी उर्वारुकम् इत्यादयः शाकानि अस्माकं समीपे वर्तन्ते

प्रेषयामि भवती लिस्ट् अपि च कति कियत् अपेक्षितं केजि लिख प्रेषयतु अपि च भवत्याः हां हां अप् अपि च गृहस्य सङ्केतः अपि गृहस्य सङ्केतः अपि च भवत्याः दूरवाणीसंख्या अस्तु वा धनम् अनन्तरं कियत् इति अहं सर्वं किं भवत्याः कार्यक्रमस्य अनन्तरम् अहं सूचयामि धनं कियत् इति हां न्यून न्यून मूल्यं मूल्येन एव ददामि भगिनी हां अस्तु वा स्वागतं भगिनी